पाककलायां कियत् समयः व्यथितुमिच्छसि चेत् इच्छसीति प्रश्नः अस्ति अहं माता अस्मि महिला अस्मि गृहे पुत्रः पुत्री पतिः सन्ति कदापि श्वशुरः श्वश्रूः अपि सन्ति त अतः पाककलायाम् समयं व्यथितुम् आवश्यकता अपि अस्ति अहम् अहम् इच्छा अहं पाकं कर्तुमपि इच्छामि अतः श्रमः न भावयामि संकीर्णा संकीर्णताम् अज्ञात्वा अज्ञात्वापि पाकं कर्तुं शक्नोमि कदापि नूतनपाकं कर्तुमिच्छामि चेत् इच्छामि चेत् अहं आण्लैन् माध्यमे दृष्ट्वा संकीर्णम् दृष्ट्वा करोमि किञ्चित् किञ्चित् किञ्चित् परिवर्तनमपि करोमि अस्माकम् अस्माकं रुचिः रुचिः आस् पर् अवर् टेस्ट् करोमि अधिकं समयः नूतनं पाकं कृत्वा किञ्चित् भवति पुनः पुनः करोति चेत् शीघ्रं भ श्री शीघ्रं भविष्यति किन्तु प्रथमं प्रथमं किञ्चित् अधिकः समयः भविष्यति किन्तु अत्र अपि नूतनं विधानमस्ति चेत् किञ्चित् अधिकः समयः भवति विधानानि समानमेव किन्तु केवलं शाकानि पृथक् और् डिफ्रेण्ट् अस्ति चेतेव अस्ति चेतेव किञ्चित् अधिकः समयः भविष्यति